मया होल्सल् किं वस्तूनि न स्वीकृतानि किन्तु आन्लैन् शापिङ्ग् तु क्रियते एव इदानीं तदेव बहुभिः क्रियते जनाः तु आन्लैन् शापिङ्ग् बहु इच्छन्ति कुतः नाम गृहात् बहिः गमनमेव न भवति स्वयं गृहं प्रत्येव आगच्छति किन्तु यदि ग्रामस्थाः तर्हि अवश्यं क्लेशाः भवन्त्येव यतो हि आन्लैन् शापिङ्ग् क्रियते चेदपि स्वस्य गृह गृहं प्रति न आगच्छति सिटि मध्ये एव भवति तद् गत्वा पुनः आनेतव्यं भवति अतः ग्रामस्थाः न्यूनं कुर्वन्ति आन्लैन् शापिङ्ग् किन्तु सिटि जनाः तु अवश्यं कुर्वन्ति एव आन्लैन् शापिङ्ग् यदि क्रियते तर्हि तत्र कदाचित् सम्यक् भवति कदा कदाचित् सम्यगपि न भवति कदाचित् वस्त्रं स्वीक्रियते तद्दूरात् बहु सम्यगस्तीति भाति किन्तु यदि स् स्वीक्रियते तर्हि तत्सम्यक् एव भवति इति नास्ति यतो हि वयं स्पृष्ट्वा समीपाद्दृष्ट्वा स्वीकुर्मः चेत् यथा भवति तद्वत्तु दूरवाण्यां दृष्ट्वा स्वीकर्तुं न शक्यते एवमेव यदि वाच् इत्युक्तौ यन्त्रादिकं यदि आर्डर् क्रियते तर्हि कदाचित् तस्य व्यत्यासः अपि भवति कदाचित् सम्यक् आगच्छति कदाचित् नष्टमपि भवति अतः स् किं यथा दृष्ट्वा पुरस्तात् स्वीकुर्मः तथा तु आन्लैन् शापिङ्ग् न भवति पुनः आन्लैन् मध्ये किमपि न प्राप्यते इति नास्ति सर्वमपि प्राप्यते कथं जातं नाम इदानीं गोमयविक्रयणमपि आन्लैन् शापिङ्ग् द्वारा स्वीकर्तुं शक्यते उपयोगः अस्त्येव कुतः नाम एव अस्माकं ग्रामे सम्यक् न लभ्यते तत् तत्तु दूरात् आन आनयितुमपि शक्यते किन्तु तथैव कदाचित् व्यत्यासः अपि भवति तेन अस्माकं नष्टमपि स्यात् वस्त्रादिकं तु सम्यगेव भवति इति नास्ति यतो हि दूरवाण्यां सम्यक् अस्ति इति भाति किन्तु स्वीकृत्य आगच्छामः चेत् एकवारं धृत्वा पश्यामः पुनः यदि प्रक्षालयामः तस्य वर्णः गच्छति पुनः तस्य तन्तूनि अपि नश्यन्ति शीघ्रं तस्य नाशः अपि स्यात् कदाचित् सम्यगपि स्यात् दृढं वस्त्रमपि आगच्छति वर्णस्य नाशः न भवति एवं सं समीचीनं समीचीनमपि वर्तते दुष्टमपि वर्तते